मम पुत्री एकवारम् अदमारुमटे स्वामीनां भावचित्रं एकवारं लिखितवती तत् साक्षात् दर्शनमिव आसीत् तत् भावचित्रं तत् दृष्ट्वा मम तु अतीवसन्तोषः जातः तत् सर्वेषां दर्शितवती अहं सर्वे बहु किं सन्तोषं प्रकटितवन्तः अन्यत् सः नरेन्द्रमोदीमहोदयस्य अपि एकवारं भावचित्रं लिखितवती तदपि बहुसुन्दरम् आसीत् तत्र नेत्रम् इत्यादिकं यदि दृश्यामः पश्यामः चेत् तत् साक्षात् दर्शनम् एव भवति इति वक्तुं शक्नुवन्ति सर्वे एवम् बहुसुन्दरं भावचित्रं लिखितवती सा तत् किं स्मृत्वा एव बहु आनन्दः भवति मम कृते तु